परिवर्तशीलं पर्यावरणं मम क्षेत्रे बहुदुष्परिणाम् जनयदस्ति यतः वातावरणव्यत्यासेन पर्यावरणव्यत्यासेन वृष्टिः पर्याप्ततया न जायमाना अस्ति अतः सस्यवृद्धिः न जायमानम् अस्ति अतः उत्पन्नम् कृषि उत्पन्नानि मम मम नाम कृषिकाणां न यावत् यावत् प्राप्येत् तावत् तावत् न प्राप्यमाणमस्ति एतदपी एका पर्यावरणस्य परिणामः एवं कृषिकाः अस्य परिहारम् एवं चिन्तितवन्तः भूमेः अन्तर्जनम् उपरि आनयनं कर्तुम् आनेतुं प्रयत्नं कुर्वन्तः सन्ति विविधमार्गैः एवम् अन्तर्जलवृद्ध्यर्थं गर्तेषु जलपूरणं तदपि क्रियमाणम् अस्ति एवम् कृषेः यस्य कृषेः वृष्टिः नूनतमा आवश्यकी तादृशकृषीणां प्रयोगः क्रियमाणमस्ति अतः पर्यावरणस्य संरक्षणं कुर्वन् कृषिकः यावत् साध्यं स्वकृषिक्षेत्रमपि परिवर्तनं कर्तुं उद्युक्तः अस्ति इति भावयामि